हरि ओम्

हा एवं वा अस्तु तर्हि इदानीं किं किमर्थम् आगतवति ओ एवं वा किं खादितवति भवति ओ औषधं सर्वं सम्यक् समये खादितवति वा ओ अस्तु ह्यः भोजनं किं खादितवति भोजने ओ तदेव कारणं ज्वरज्वरसमये एतावत् घृतं सर्वं न योजनीयं भवति योजयित्वा तदेव खासः सर्वं वर्धितः अस्ति भवति किम् एतद् किं न खादनीयं यवागू अनन्तरं किचडि एवं लघु आहारं खादनीयम् आसीत् अतः एव इदानीं खासः सर्वं वर्धितः अस्ति भवति किं करोतु यवागु गृहे अम्बायाः कृते उक्त्वा एवं यवागु स्ताप्य ददातु इति वदतु तद् खादतु द्विवारं त्रिवारमपि एवमेव खादतु किचडि खादतु अनन्तरम् एतद् किम् उष्णजलेन भाष्पं स्वीकरोतु नासिकाद्वारा गच्चति चेत् हृदयमपि वक्षस्थलं स्वच्चता भवति अनन्तरम् उष्णजलेन लवणं स्थापयित्वा कण्ठे गार्गल् इति वदामः खलु एवं तद् सर्वं कृतवति चेत् खासः अपि न्यूनः भवति अस्तु वा एतत् सर्वं कृत्वा इतोऽपि न अपगतः चेत् दिनत्रयानन्तरम् आगच्चतु अनन्तरं परिवर्त्य औषधमपि परिवर्त्य ददामि सूचिकामपि ददामि अस्तु उष्णजलमेव पिबतु जलं सम्यक् पिबतु अस्तु वा अस्तु एव एवं करोति चेत् उत्तमम् आरोग्यं भवति अस् राम् अस्तु भगिनि